भारतस्य आहारपद्धतिः बहु विशेषेण वर्तते अरोगः रोगरहितः वर्तते षड्रसयुक्तः भारतस्य आहारपद्धतिः वर्तते यतः अस्माकं आहारपदार्थं हरिद्रा इत्यादि वनस्पतिः उपयुज्यते एलोशीललवङ्गाद्यः उपयुज्यते अतः तदेव आरोग्यप्रदः लोकप्रियानि खाद्यानि किमित्युक्ते पायसं क्षीरः रोटि बाजि दोसा इड्लिका इत्यादि मसालापदार्थः किमित्युक्ते दाल्चिनि चक्रमोग्गु इङ्गुदः सर्षप जीरिका मरीचिका इत्यादीनि मसालापदर्थाः वर्तन्ते